ग्रामीणक्षेत्रेषु कृषिकस्य समक्ष बहवः समस्याः आयान्ति किमर्थम् इति तद् इदानीं ग्रामीकाणां कृते यदि से किमपि वपनं कुर्मः यद् स सङ्ग्रहणं कुर्मः वपनानां कर्तनं भवति फ़ द धान्यस्य चेत् यदि मार्गानां भवति राजमार्गान् भवति चेत् त बहु दूरे नेकम दु कष्टं भवति अतः तथा तस्य क्रय विक्रयः न कर्तुं शक्नुमः शक्नुवन्ति ते द्वितीयमस्ति समये न वृष्टिर्भवति चेत् तर्हि ज जलस्य न्यूनता यदि या इदानीं यदि ग्रामीणे तत्र नदी समीपे न भवति वा ज नदीतः जलम् उत्थाय तत्र पर्यन्तं यदि किमपि योजनानां भवति चेत् तदपि तेषां कृते क्लेशः भवति इतोऽपि यदि तत्र कदाचित् व् वृष्टिसमये न न भवति चेत् जलस्य न्यूनता कारणादपि तत्र ह्रासः भवति इत्यादयः कः इत्यादि तत्सर्वं भवति अतः तस्मात् कारणादेव कृषिकैः बहु किमपि तत्र क्रियते बहु कार्यं क्रियते किन्तु यदि कार्यं कुर्मः चेत् यदि कार्यं कुर्मः विद्युत् विद्युतपि अपेक्षितं भवति विद्युत् इत्युक्ते तत्र बहवः अरण्ये निवसन्तः ये पशवः सः भवन्ति ते अपि आगच्छन्ति यदि विद्युत्माध्यमेन यदि परस्परितः यदि क्षेत्रं परितः यदि किं किमपि स्थापयामः चेत् तत्र विद्युतं चेत् तदा तेषां भयं ब भयं भवति पशूनाम् अतः तस्माद् ते नागच्छन्ति यदि तत् भवति चेत् यदि तद् योजिताः योजनानां भवत् भवति चेत् तेन झटिति यदि आगच्छन्ति यदा तृग् तेषां कृते क्लेशः भवति कृषिकाणां कृते